आम् अहमपि विशिष्टं तरणविन्यासम् अशिक्षितम् अस्यां भवान् तस्य पादौ वर्तते चेत् पादौ मण्डुकेन प्रकारणम् बहि अन्तः करणीयौ हस्तौ अन्तस्य जलं स्वीकृत्वा बहिः करोतु तदर्थं तीव्राणां कृते भवान् तीव्रस्य अग्रे गच्छन्ति चेत् किमर्थम् उपरि इस्तेत् पादौ पादौ वादनं करोति चेत् जलम् अधः पतिष्यन्ति चेत् भवान् जले अन्तं न गच्छन्ति किमर्थं भवान् अन्तं न गच्छन्ति इति श्वासोऽपि कृते बहूनि आसन् भव आसनीयाः तर्हि श्वासस्य कृते स्वीकृत्वा भवान् दीर्घसमयस्य कृते तरणं कर्तुं शक्यते परन्तु भवान् जलेन अन्तं तरणं करोति चेत् अन्तेव कु करोति चेत् श्वासोऽपि कर् बहून् स्वीकुर्वन्ति तरणम् लघु एव तरणं कर्तुं शक्यते बहूनां तीव्राणां कृते लघुः कर्तुं न शक्यते तदर्थमेव बहिः कर्तुं शक्यते बहिः किमर्थं मण्डूकप्रकारेण कस्य मण्डुकः करोति चेत् पादौः उपरिचेकर् उपरि अधः करोति चेत्